हरिः ओम् महोदय नमो नमः महोदय अहं जयपुरतः वदामि मम नाम प्राञ्जलः अस्ति महोदय एकस्य क्षेत्रस्य आवश्यकता वर्तते गृहनिर्माणार्थं आम् जयपुरे एव प्रयोजनं तु क्षेत्रस्य एव अस्ति

आम् आगन्तुं शक्नोमि कुत्र आगन्तव्यम्

आम्

आम् एकहोरापर्यन्तम् अहमागमिष्यामि तस्य मूलं किं भवितुं शक्यते मूल्यं किं भवितुं शक्यते आम् एवं निर्मितस्य गृहस्य अपि किं अस्ति मतलब् कुत्र भवितुं शक्यते एकदा एकदा यदि मूलं मूल्यं यदि ज्ञास्यामि चेत् किञ्चित् जिज्ञासा शान्ता भविष्यति आम् अस्तु

अस्तु अस्तु अहम् आगमिष्यामि अस्तु धन्यवादाः महोदय